अस्माकं क्षेत्रे राजस्थानप्रदेशे बहवः विश्वविद्यालयाः सन्ति तेषां कृते जयपुरप्रान्ते जयपुरजनपदे बहवः विश्वविद्यालयः अस्ति ते भिन्नभिन्नभिन्नभिन्नविषयाणां शिक्षणं चानुसन्धानं करोति अत्र एकः राजस्थानविश्वविद्यालयः जयपुरनामतः विश्वविद्यालयः अस्ति तेषां मध्ये विभिन्नभिन्न विषयाणां चर्चामपि चलोति चलति तत्र विषयेषु प्रयोगोऽपि प्रेक्टिकल् इति विषयाणां शिक्षायाः क्षेत्रे तत्र विज्ञानगणित मनोविज्ञान आदीनाम् आधुनिकविषयाणाम् अनुसन्धानं च चलति तत्र नूतनाः छात्राणामपि कृते शिक्षाक्षेत्रे इयमेव सोधयामि सोधविषयाणां किम् अग्रे चलिष्यामः एवमेव शिक्षां दद् दतवन्तः